अन्यदेशानां तुलने आरोग्यव्यवस्था उत्तमः अस्ति किमर्थं चेत् विशषतः भारते प्राचीन आयुर्वेदस्य पद्धतिः अपि अनुवर्तते एतत् विधानं मन्दं किन्तु अतीवप्रभावी अस्ति अपि च दुष्प्रभावाः न सन्ति वर्तमानस्थितौ बहु चिकित्सालयाः निर्मिताः सन्ति तत्र नूतनानां प्रौद्योगिकानां तन्त्रज्ञानं स्वीकरणम् अपि भवति अस्माकं समीपे देवाडिगाक्लीनिक् मणिपाल् हास्पिटल् मित्रप्रियाहास्पिटल् तथा अन्ये च चिकित्सालयाः सन्ति अत्र अस्माकं सुचावः किम् इति चेत् सेवामानकेषु सुधारस्य आवश्यकता वर्तते अर्थात् तत्र स्थितः तान्त्रिकसाधनम् उन्नयनं कर्तव्यम् अस्ति यतः सर्वविधरोगाणां चिकित्सा कर्तव्या भवति